अस्माकं परिवारे विविधाः संस्काराः मम दृष्टिपथे आगताः सन्ति तेषु केचन स्मृतिपरम्परागताः आगताः केचन लोकपरम्परातः आगताः सन्ति तत्र केचन केषुचन यथा बालकस्य जन्मसमये षोडषसंस्कारः इति भविष्यति तदेव राजस्थाने दसोटन् इति विशिष्टः उत्सवः अभिधीयते झाडुला उत्सवः पर्व अपि जायते तथा च विवाहसमये वरपक्षस्य पश्चिमराजस्थाने आगमनसमये अत्र राजस्थाने सामेला इति विशिष्टशब्दस्य प्रयोगं तत्र स्वागतम् एव भविष्यति तथा वरवधूविवाहः पश्चात् यदा वरवधुप्रस्थानं करोति तदा एकम् उत्सवरूपेण आशीर्वादस्वरूपेण सम्ढाणि इति शब्दस्य प्रयोगं करणीयम् एकः उत्सवः भविष्यति तत्रैव सर्वेषाम् आशीर्वादस्वरूपेण दक्षिणायाः अपि दीयते